प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः न्यूनतया दृश्यते इत्येव वक्तव्यम् बहुत्र प्रादेशिकभाषाः एव उपयुज्यन्ते परन्तु संस्कृतभारत्यादिप्रभावेण संस्कृतम् अधिगतवन्तः जनाः ये सन्ति तेषु केचन आपणिकाः अपि वर्तन्ते ते स्वकीयम् आपणं ये आगच्छन्ति तैः साकं ते संस्कृतं जानन्तु न वा जानन्तु नाम तैः साकं संस्कृतेन कदाचित् सम्भाषन्ते कदाचित् कांश्चन शब्दान् तेषां पुरतः वदन्ति येन सामाजिकानामपि संस्कृतज्ञानं वर्धते एतादृशः उपक्रमः मया कुत्रचित् दृष्टः